मम पाकशालायां मध्ये बहूनि पात्राणि सन्ति प्रत्ये प्रत्येकस्मिन् पात्रस्य नाम द्रोणी स्थालिका चमसः चषकः कशोरिकः स्थालिका इत्यस्य वर्तते स्थालिका स्थालिकायाः प्रयोजनं भोजनं खादित्वा भोजनं खादितुं सर्वं चषकस्य प्रयोजनं जलं क्षीरम् इत्युक्ते सर्वम् कशोरिकायाः प्रयोजनम् किमपि शाकाम् इत्युक्ते शाकाम् इदानीं सर्वं दृत्वा अनन्तरम् स्थालिकायां मध्ये रोटिका एतत् सर्वं ओदनं सूपः प्रत्येकं एवं सर्वम् अपि स्थापनीयं द्रोणी इत्युक्ते जलं दुग्धं क्षीरम् एतेन सर्वम् प्रस्न उपयोगं वर्तते चमसः प्रयोगात् सूपः आवश्यकं चेत् अहं सूपः स्वीकुर्मः ओदनम् आवश्यकं चेत् ओदनं स्वीकुर्मः एतत् सर्वं कार्यं भवति